अहम् उत्तमजातीनां पशूनाम् परिचयं प्राप्नोमि विशेषतः स्वस्थपशोः स्वस्थपशोः लक्षणानि बहूनि सन्ति ते उत्तम आहारान् स्वीकुर्युः समये तेषां वैक्सीनेषन् इत्यादिकं करणीयम् रोगनिरोधकशक्तिवर्धनार्थम् विविधपोषकद्रव्यान् एवञ्च औषधाञ्च दद्यात्